भवानि नद्यां सत्यमङ्गल ग्रामे तमिलुनाडेषु तरणं शिक्षितवान् यत् मम मातुलस्य गृहस्य पृष्ठतः प्रवहति मम मातुलस्य पुत्रः मां तरणं शिक्षितवान् प्रथमं शिशुकन्ध इव हस्तपादयोः चालनार्थं युगपत् नदी प्रवहदिशि प्लवितुम् अग्रे गन्तुं शिक्षयति